साम्प्रदायिकतरणं कथम् आसीत् तदा कटीं किमपि चक्रं वा बध्वा ते स्वयं नद्यां वा समुद्रे गत्वा स्वयं पाठ पठन्ति कस्यापि अवश्यकता नास्ति स्वयमेव पठनम् इति तेषां मनसि अस्ति आत्मरक्षणं स्वरक्षणमेव मूलकारणं भवति व्यासा व्यावसायिकतरणं तत्र किं भवति केचन नियमानि सन्ति एतद्रीत्या एव एवं रीत्या वस्त्रं आवश्यकम् अस्ति नयन कवचम् आवश्यकम् अस्ति शिरकवचम् आवश्यकम् अस्ति एवं नूतनपरिकराः अवश्यकाः तत्र तदनन्तरं शिक्षकः अपि वर्तते सः वदति हस्तम् एवं रीत्या प्रासारणीयम् शिरं शिरम् एवं भवतु पादम् एवं भवतु इति तत्र बहवः नियमाः सन्ति नाम ये जनाः व्यावसायिकतरणं कुर्वन्ति खिल तेषां प्रमुख आद्यत्ते आद्यता अस्ति स्पर्धायां भागं ग्रहणम् अतः तेषां कृते एतादृशनियमाः परिकराः आवश्यकाः एव परन्तु साम्प्रदायिकतरणस्य कारणं किमपि इदानीं रिक्तसमय अस्ति तदा तरणं कृत्वा आगच्छति नो चेत् आरोग्यवर्धनाय तरणं कृत्वा आगच्छति नो चेत् मनोरञ्जनार्थं तत्र गत्वा आगच्छामि इति मत्वा आगच्छति नद्यां समुद्रे तडागे एव न यदा बालाः तत्र तरन्ति खिल तान् दृष्ट्वा अहमपि तर्तुं सर्वदा इछामि एव परन्तु असाध्यम्